अहं त्रिसहस्राणि रूप्यकाणि मूल्यस्य एकं व्यजनं क्रयणं कृतवान् आसं परन्तु एतत् व्यजनं सम्यक्तया कार्यं न करोति तस्य गतिः न्यूना अस्ति तस्य वर्णमपि सम्यक् नास्ति यथा अपेक्षितं न उत्तमं यदाहं विक्रेतयाः सह सम्पर्कं कृतवान् ते माम् अवदन् यत् वहितः कष्टयष्टयाः साहाय्येन व्यजनं परिभ्रमयितुं प्रयत्सः मया अपि तथैव कृतं किन्तु व्यजनं कार्यं न करोति तदनन्तरं ते मां व्यजनस्य छायाचित्राणि प्रेषयितुम् अवदन् तदनन्तरं ते माम् अवदन् यत् यदि मम कृते स्थानीययान्त्रिकेण सह व्यजनस्य उपचारं कर्तुं शक्यते तर्हि ते राशिं दास्यन्ति क्रयणसमये स्पष्टतया उक्तं यत् षट्मासस्य विक्रेता वरण्टी अस्ति परन्तु मया विक्रेतुः किमपि साहाय्यं न प्राप्तं एतादृशः अनुभवः कदापि मम न अभवत् एतत् कदापि मा क्रीणातु